परिवारे कृष्यवलम्बिनः अस्ति चेत् अपि इदानीन्तन बालकाः युवकाः कृषिकार्यं न कुर्वन्ति यतः तेषां मनसि कृषिकार्यम् इत्युक्ते कनीयः कार्यः इति तेषां मनसि अस्ति तदर्थम् कृषिः बहु उपयुक्ता यथा वयं श्वः भोक्तुं भोजनार्थं किम् आवश्यकं चेत् तत् कृषिणा एव लभ्यते अन्यः कार्ये न लभ्यते तदर्थं कृषिकार्यं करणीयमेव यदि परिवारजनाः कृषिं कुर्वन्ति चेत् अस्माभिः किञ्चित् अपि कर्तव्यं नो च अस्माभिः न क्रियते चेत् तदर्थं जनाः स्थापयित्वा कृषिकार्यं करणीयं तत् कृषिकार्यं न त्यक्तव्यम् इति